मम प्रदेशे सामाजिकं सांस्कृतिकं च कार्यक्रमः नौटङ्कि नाटकं वर्तते प्रदेशस्य अस्य पौराणिककथा प्रचलति तन्मध्ये रामस्य रूपेण रामरूपेण नाटकं नटः एव करोति तज्जनसमूहस्य व्यक्तित्वे सामाजिक सहयोगभावना जागर्ति संस्कृते च अयं कार्यक्रमः कुटुम्बभावना जागर्ति भक्तिभावना अपि जागर्ति तथा च सरलता एव भवति अयम् एव एवमेव कारणं सः करोति समाजे